अस्माकं लद्दाखक्षेत्रे बहवः क्रीडाङ्गणाः सन्ति नैके च अन्ताराष्ट्रियाः ऐस् हाकि इत्यस्य क्रीडकाः सन्ति यतोहि अन्ताराष्ट्रियेषु स्तरेषु आयोजितासु ऐस् हाकि क्रीडास्पर्धासु राष्ट्रस्य ऐस् हाकिः गणस्य प्रतिनिधित्वं लद्दाक्खीयाः एव कुर्वन्ति न अपरे केचन